नमस्ते मम नाम कल्पनागान्धिरस्ति अहम् एकां दूरवाणीं क्रेतुम् इच्छामि मया ऐ फोन् इति विषये श्रुतं किं भवतां समीपे तस्य को अपि सम्यक् मोडलम् अस्ति वा मम् कृते केमेरा बेटरि लैफ् च महत्वपूर्णम् अस्ति भवान् किमपि जानकारि ददातुं शक्नोमि शक्नोति कति वर्षाणां गारण्टी वारण्टीं च अस्ति अस्तु अस्य किं मूल्यं वर्तते अहो अहो इति किञ्चित् अधिकं मूल्यं वर्तते भवतां किञ्चित् मूल्यं न्यूनं कर्तुं शक्नोमि शक्नोति अहो किं भवतां समीपे को अपि अन्य विकल्पम् अस्ति वा सम्यक् अहं किञ्चित् कालान्तरे पुनः आगमिष्यामि धन्यवादः